मम ग्रामे तु आरोग्यसेवाविषये तु बहुकार्याणि प्रचलितानि आसन् इत्युक्ते तत्र सेव सेवाबस्तिः बस्तिः इति अस्ति तत्र आरोग्यविषये सेवाबस्तौ ये रुग्णाः रुग्णाः भवन्ति एतेषां कृते उत्तमानि औषधानि दत्तानि आसन् तत्र अणन्तरम् इत्युक्ते ग्रामे अपि सर्वत्र औषधानि दत्तानि आसीत् तथा तत्र तदपि किञ्चित् उत्तमकार्यं मया कृतम् इत्युक्ते ग्रामे मित्राणि मिलित्वा तदपि किञ्चित् उत्तमकार्यमेव इत्युक्ते सेवाकार्यम् इति वयं चिन्तनीयं भवति तत् अनन्तरं यदा वयं तादृशं कार्यम् अस्माभिः कृतं तत्र सर्वे अपि उत्तमरीत्या इत्युक्ते ते स ते सर्वे अपि सन्तोषं प्रकटितवन्तः किञ्चित् तस्य एषाम् आरोग्यमपि सम्यक् आसन् तत् तदा तदर्थं सेवाविषये अपि आरोग्यविषये अपि तत्र अस्माकं समयदानमासीत् तदपि किञ्चित् उत्तमम् अनुभवम् अनुभवम् अनुभवं मया इत्युक्ते मम जीवने आसीत्